हरिः ओम् नमो नमः महोद् महोदय मम पुत्री अध्ययने कथम् अस्ति अस्मिन् विषये अवसरः भवतः अस्ति किं तस्मिन् विषये भवतः अवसरः अस्ति किम् अर्थात् गणितविषये भवतः मम पुत्रीं अध्ययनं मम पुत्रीं पाठयति

आम् जातः आम् सा तु अध्ययने अवधातं दात् अवधातं ददाति वा अवधानं ददाति वा सा तर्हि कस्य अपेक्षा अस्ति तस्याः क्लेश् क्लाश् कालांशः उप उपकारः भवति आम् परन्तु अहं तश् तां नेतुं समर्थाः न भवामि अतः किं करोमि आम् त सा बन्धूनां सह कथं व्यवहारं करोति आम् अन्यस्मिन् विषये तस्याः रापम् अस्ति किं अन्यस्मिन् विषये आम्

आम् तर्हि गणितविषये केवलं ध्यानं दातव्यमस्ति तस्याः अस्तु अहं अहं तां अवधातव्यं दातव्यम् इति अहं तां वदामि तस्याः तस्याः स्पर्धायां भा सा स्पर्धायां भागग्रहणं कर्तुं पारयति किं कदा भ् भविष्यति स्पर्धा